अस्माकं लेह्लद्दाखप्रदेशे क्रीडकाः जनाः यदि बहिर्देशीयाः भवन्तु बहिर्प्रान्तीयाः भवन्तु तदानीं तेषां कृते अनेकाः समस्याः उत्पद्यन्ते तेषां कृतेः औषधेः सेवनं आवश्यकं भवितुं शक्यते लद्दाक्खीयास्तु क्रीडायाः अनन्तरं यदि श्रान्ताः तदानीं विश्रान्तिम् अधिगच्छन्ति तदनन्तरं नृत्यादिषु रताः भवन्ति